हरि ओं हरि ओं ओ कथं अभवत् हा दिनत्रयमभवत् वा दिनत्रयारभ्य किमर्थं न सूचितवती अद्य किमर्थं सूचयती अस्ति हा अस्तु भवती देवालयस्य बहिर्स्त स्थगनं कारितवती आसीत् खलु कुञ्चिका तत्रैव त्यक्तवा गतवती आसीत् वा कथं अन्यदेकंतु नष्टं जातं स्युः हा अस्तु चिन्ता नास्ति पुनः वाहनस्य वाहनस्य एतत् सङ्ख्या का पुनः वाहनस्य सह अन्यत् किमपि नष्टं जातं वा अथवा केवलं वाहनं नष्टमभवत् वा अस्तु पुनः भवत्याः लैसन्स् अस्ति वा अस्तु वाहनस्य इन्शुरेन्स् तथा आर् सि सर्वम् अस्ति वा वाहने आसीत् वा अथवा भवत्याः समीपेपि अस्ति खलु ओरिजिनल्स् सर्वं भवत् भवेत् अस्तु अस्तु भवती श्वः अथवा अद्य मध्याह्नस्य उपरि आगत्य वाहनस्य सर्वं पत्रं किमपि तत्सर्वं आनयतु आनीत्वा अनन्तरं अस्माकं ददातु तदनन्तरं वयं सर्वत्र अन्वेषणं कारयामः अस्तु वाहनस्य कम्पनी का अस्ति होण्डा अस्तु कति वर्षाणि जातं वाहनं स्वीकृत्य अस्तु पुनः वाहनस्य कति धनमभवत् अस्तु अस्तु भवती श्वः अथवा अद्य मध्याह्नस्य उपरि आगच्छतु सर्वं पत्रं स्वीकृत्य वयं पुनः पश्यामः अन्वेष अन्वेषित्वा दद्मः हा अस्तु अस्तु अस्तु